अहं दृष्टं यद् मार्गं वर्तते तत्र एकमनुभवं वक्तुम् इष्यामि होरनाडुः इति कर्नाटकराज्ये विद्यमानम् एकं पुण्यक्षेत्रं वर्तते अन्नपूर्णेश्वर्याः क्षेत्रं वर्तते सा देवीं द्रष्टुमहम् उत्सुकः जातः अतः गतवान् एकवारं द्रष्टव्यम् इति चिन्तयित्वा मम बैक्यानम् स्वीकृत्य द्विचक्रवाहनं स्वीकृत्य गतवान् तत्र एकम् अनुभवः एकः अनुभवः जातः मम कृते किमित्युक्ते मार्गे बहुवि बहुविधरीत्या तत्र खन्दकमेव अस्ति इतिवत् तत्र मार्गे अहं दृष्टवान् तत्र तु बहु दुष्करं पुनश्च बहु कष्टकरम् अनुभवम् अहं प्राप्तवान् तत्र मम कृते गमनमेव कर्तुं न शक्नोमि इति चिन्तनम् आगतम् एतादृशी बहुविधरीत्या अहम् प्रवासं कृतवान् तत्र मम अनुभवः इतोपि एकं वक्तुमिच्छामि किम् इत्युक्ते धर्मस्थलम् इति एकं क्षेत्रं वर्तते तत्र धर्मम् आचरन्ति सर्वदा अतः तत्रापि गमनं कर्तव्यम् इति इच्छा आगतम् कर्तवान् अपि च तत्र तु मार्गे एव बहूनि खन्दकमितिवत् एव दृष्टवान् अहम् तत्रापि मम गमनम् कर्तुमेव न शक्तवान् अतः एतादृशं बहूनि प्रवासं प्रवासम् अहं कृतवान् वर्तते